संस्कृतसाहित्ये नायकाः कति विधाः इत्युक्ते वस्तुतः काव्ये बहवः नायकाः भवन्ति यथा महाकविकालिदासेन विरचितानि महाकाव्यानि यथा रघुवंशं कुमारसम्भवम् इत्यादयः पुनः अभिज्ञानशाकुन्तलं विक्रमोर्वशीयमिति नाटकानि पुनः एवम् आधारीकृत्य बहवः नायकाः काव्ये पठिताः उक्ताः इति वर्तन्ते तेषु काव्येषु प्रमुखतया एवं तु बहवः रूपेण नायकाः वर्तन्ते एव परञ्च साहित्यदृष्ट्या नाम साहित्यवाङ्मयदृष्ट्या महाकविः विश्वनाथेन साहित्यदर्पणे व् विरचितं नाम नायकस्य चतुर्विधलक्षणम् इति वर्तते यथा धीरोदात्तः धीरललितः धीरशान्तः धीरोद्धतः इति एवं रूपेण प्रमुखतया नायकाः चत्व् चतुर्विधाः भवन्ति इति एवम् विशिष्टतया इत्यतेषां नायकानां विषये एवं साहित्यदर्पणे विश्वनाथेन एव बिहाजितमस्ति इत्येवं प्रकारेण नाम संस्कृतसाहित्ये नाम नायकानां एवं रुपेण बिहाजितं वर्तते